हरि ओम् कः

भवतां एवं अस्तु करोतु किङ्किङ्ग् कार्यं करोति कौशल्यमस्ति वा

एवं वा अस्तु कर्तुं शक्यते मम गुरुकुले किञ्चित् पाठं कृत्वा अन्यत्रापि कार्यं कर्तुं शक्यते तत्र समाजमध्ये के केषांचित् गृहस्थानां गृहस्थानां ज्ञानं नास्ति अस्य शास्त्रज्ञानस्य संस्कृतं बोधयितुं शक्यते एवं ग्रामसमीपे एव मन्त्रपाठनं कर्तुमपि देवपूजादिकं कर्तुम् अथवा किञ्चित् लक्ष्मीनारायण पारायणम् इत्यादिकं तेषां कृते स्व अनुष्ठानार्थं पाठयितुं

शक्यते धार्मिक प्र प्रेरणार्थं तत्र गन्तुं शक्यते एव तदि मम गुरुकुले एव स्थित्वा अन्यत्र अन्यत्र दशजनात्मकं वा पञ्चदशात्मकं वा गुराोः शिबिरचालनमपि कर्तुं शक्यते तर्हि सहायकाः मम छात्राः अनेके अनेके तत्र छात्राः सन्ति के ते सम्यक् भवति एक एव गच्छति चेत् तत्र कर्तुं इच्छति वा तत् न शक्यते मम गुरुक्कुले इति छात्राणां कृते किञ्चित् ज्ञानमपि भवति भवतां तत्र एतादृश कार्यचालनेन किमपि तदपि समाजस्य उपकारः भवति केषाञ्चित् गृहस्य गृहस्थस्य गृहे पितृकार्यमपि कर्तुं शक्यते तदपि प्रमुखमेव किञ्चित् इत्यादिकं वाक्यं वर्तते तदा अस्तु

तदपि महते उपकाराय भवति अतः हा तत्र गुरुकुले उषित्वा सर्वं कर्तुं शक्नोति धन्यवादः